मया बहूनि पद्यानि तथा लेखाः लेखान् च लिखितवान् उपहाररूपेण दातुम् तत्र एकं पुस्तकम् अपि उपहाररूपेण अहं लिखितवान् आसम् तत्र ललितास्तवनम् इति एकं पुस्तकस्य एकस्य इति एकस्य पुस्तकस्य व्याख्यानं पुस्तकरूपेण अहम् अलेखम् तत्र पद्यानि अपि आसन् पद्यानि तत्र मङ्गलश्लोकमपि अहम् गुरुं दत्तवान् तथा अन्येषां सुहृदानाम् सुहृदानां कृते अपि अहं लिखितवान् तेभ्यः अपि अहं दत्तवान् ते तेभ्यः तत् तद् अरोचत् सम्यकेव अहं लिखितवान् मल् संस्कृतेन एव तद् पद्यम् अहम् अलिखम् तानि पुस्तकानि अपि संस्कृतेनैव लिखितवान् आसम् तद् तेभ्यः बहु बहु आरोचत् तद् ते तेषाम् तेषां साक्षात् मां प्रति उक्तवन्तः च लेखं बहुविधान् लेखान् च अहं मासिके मा मासिकेषु प्रकाशनं कृतवान् च ते उक्तवन्तः तेभ्यः तेषां भाषणेन अहं ज्ञातवान् तेभ्यः अरोचत् इति